हरिः ओम् न नमस्ते तत्र संस्कृतपुस्तकानि मिलन्ति वा मम नाम सुधारमन् संस्कृतपुस्तकानि सिद्धान्तकौमुदी एतादृशं पुस्तकानि मिलन्ति वा

सू सिद्धान्तकौमुदी सुभाषितभण्डारः तादृशं पुस्तकम् आवश्यकं मम कृते एकम् एकम् अनन्तरं बालानां कृते कानि पुस्तकानि सन्ति कथा पुस्तकानि सन्ति वा

चित्रं हा सचित्रम् आम् आं तादृशम् आवश्यकं मम कृते महाभारतचित्रकथा आं ददामि महाभारतपुस्तकं सचित्रमस्ति खलु तद् दशपुस्तकानि अनन्तरं आम् आम् कथा कथा पुस्तकानि किमस्ति ता

ह ह कति रूप्यकाणि भवन्ति श् पुस् विंशति रूप्यकाणि कथा पुस्तकार्थं हा शुल्कं वा तदपि मम् मम कृते दश पुस्तकानि आवश्यकमस्ति दशपुस्तकानि कथापुस्तकानि अनन्तरं सचित्रं हा तद् क्य कति रूप्यकाणि सिद्धान्तकौमुदी हा एवं वा अस्तु सुभाषितभण्डारः अ क कति पञ्चाशत् अ अस्तु अहम् अहं सर्वं जिमे जीपे मध्ये प्रेषयामि तत् मम कृते कोरियर् मध्ये अहं मम सङ्केतं ददामि प्रेषयितुं शक्यते वा हा हा अहमिदानीं हा हा

अस्तु निश्चयेन अहं ददामि